विपण्याम् वस्त्राणि द्विविधानि भवन्ति एकं तु हस्तनिर्मितानि वस्त्राणि द्वितीयं यन्त्रद्वारा पूर्वमेव निर्मितानि वस्त्राणि तदेव रेडिमेड् वस्त्राणि इति उच्यते एवम् द्विविधः प्रकारैः वस्त्राणि लभ्यन्ते विपण्याम् यदा हस्तनिर्मितवस्त्राणि पश्यामः अधिकानि वस्त्राणि कार्पासैः निर्मितानि भवन्ति रेडिमेड् वस्त्राणि तु टेरिकाठन् इति वस् विशेषः वस्त्रैः निर्मितानि भवन्ति यद्यपि टेरिकाटन्मध्ये तस्य मृदुत्वं पश्यामः भवति किन्तु कर्पासं वस्त्रनिर्मितं यदस्ति कर्पासैः निर्मितं वस्त्रं यदस्ति तद् पश्यामः किञ्चित् काठिन्यं भवति किन्तु किञ्चित् अधिकमूल्यं भवति चेत् तदेव कर्पासनिर्मितवस्त्रम् अत्यन्तं मृदुः अपि भवति द्वयमपि जनाः स्वीकुर्वन्ति

स्वदेशीयचिन्तनयुक्ताः जनाः अधिकतया अस्य निर्मितवस्त्राणां स्वीकरणे आसक्तिं प्रकटयन्ति कारणं किम् इति चिन्तयामः एकं तु मुख्यभूतं कारणम् अस्ति भारते विशिष्य तमिळ्नाडुराज्ये केचन कुटुम्बाः सन्ति तेषां जीवनम् अथवा वृत्तिः एकमेव वस्त्रनिर्माणम् इति कार्यम् अतः निरन्तरं तदेव कार्यम् कुटुम्बजनाः कृत्वा तस्य विक्रयणं कुर्वन्ति अतः तादृशजनानां संरक्षणं समाजस्य दायित्वम् अस्ति यदि समा सामाजिकाः तादृशानि हस्तनिर्मितवस्त्राणि न स्वीकुर्वन्ति तर्हि तन्तुवायानां जीवनं तेषां कुटुम्बजीवनं कथं भवति अत्यन्तं क्लेशकरं भवति गच्छता कालेन

वृत्तिं त्यक्त्वा अन्यवृत्तिं स्वीकुर्वन्ति अतः अधिकाः सामाजिकाः तन्तुवायानाम् कुटुम्बरक्षणदृष्ट्या हस्तनिर्मितवस्त्राणां स्वीकरणं कुर्वन्ति कदाचित् रेडिमेड् वस्त्राणि न्यूनमूल्यानि भवन्ति किन्तु तस्य गुणवत्ता अधिका भवति तथापि भारतीयाः वयम् स्वदेशीयाः वयम् हस्तनिर्मितवस्त्रैः अथवा वस्त्राणां स्वीकरणेन सन्तुष्टाः भवामः कारणं केवलं वस्त्रं न तत् जीवनम् अस्ति एकस्य समुदायस्य तन्तुवायसमाजस्य जीवनमस्ति अतः तस्य वृत्तेः तादृशस्य कार्यस्य तन्तुवायनकार्यस्य उद्धरणं समाजस्य अस्ति इति कारणेन अधिकाः स्वीकुर्वन्ति स्वीकरणीयम् एव नो चेत् केवलं सर्वं यन्त्रमयं भवति किन्तु सामान्य प्रयत्नशालिनां तन्तुवायानां गतिः का वा भवति

निश्चयेन जनाः इच्छन्त्येव किन्तु तस्य विषये जागरणं करणीयं पश्यतु हस्तनिर्मितं वस्त्रैः वस्त्रधारणेन कार्पासः कर्पासैः निर्मितं वस्त्रधारणेन अस्माकं वातावरणम् अनुसृत्य शरीरस्य हितं भवति यदा अत्यन्तम् औष्ण्यं भवति बहिः एतादृशकर्पासैः निर्मितवस्त्रधारणेन घर्मः न जायते कदाचित् शैत्यकालः यदा भवति तदा हस्तनिर्मित कर्पासवस्त्रं धारणेन शैत्यमपि न अनुभूयते द्विविधः प्रकारेणापि अस्माकं हितमेव शरीरस्य हितमेव भवति एवं प्रचारः करणीयः एवं यदा प्रचारेण प्रचारकरणेन जनाः जागृताः भवन्ति तदा इतोऽपि आधिक्येन तस्य विक्रयणं भवति इति मे मतिः